सम्प्रति मया नगरे वासः क्रियते नगरमिति कारणतः अत्र बहवः सर्वकारीयवैद्यालयाः अन्यविधवैद्यालयाः सन्ति सामान्यरोगाणाम् उपशमनार्थं जनाः सर्वकारीयवैद्यालयं गच्छन्ति अल्पधनेन तत्र चिकित्सा लभ्यते किन्तु हृद्रोगादिगम्भीररोगाणां चिकित्सा सर्वकारीयवैद्यालयेषु अपेक्षानुगुणं न लभ्यते तदानीम् अनिवार्यरूपेण अन्यत्र गन्तव्यं भवति यत्र व्ययः महान् भवति अतः चिकित्सा तु सर्वसुलभा किन्तु व्ययः अधिकः भवति